द्वादशदिनाङ्कः फ़ेब्रवरि मासः चतुरधिकद्विसहस्रवर्षम् अष्टादश जन् अष्टादशदिनाङ्कः जनवरिमासे पञ्चाधिकद्विसहस्रवर्षं दशदिनाङ्कः अक्टोबर् मासः एकाधिकद्विसहस्रवर्षम् त्रिंशत् दिनाङ्के मार्च् मासे द्वि अधिकद्विसहस्रवर्षम् त्रयोदशदिनाङ्कः एप्रिल् मासे त्र्यधिकद्विसहस्रवर्षम्